नमस्ते हरि ओम् अहं बालसुब्रह्मण्यः इति अहं निर् निर्देशकः एकं एकं स्क्रिप्ट् अपेक्षते मया मम् मम मनसि एकं एकं चलनचित्रं करणीयम् इति अस्ति अस्मत् प्रति किं मम मनसि अस्ति इति वदामि त तं प्रति एकं स्क्रिप्ट् कर्तुं शक्यते वा इति प्रष्टुं दूरवाणीं कृतवान् किञ्चित् वदामि किं कर्तुम् इच्छामि इति अनन्तरं भवतः श्रोतुम् इच्छामि कथम् अग्रे गन्तव्यम् अस्मिन् विषये इति हां किमित्युक्ते एकः समप्रदायस्थः कुटुम्बः भवति अन्यः इदानीं पाश्चिम संस्कृतेः पाश्चात्यसंस्कृतेः प प्रभावेण विद्यमानः एकः कुटुम्बः इति चिन्तयतु ये सम्प्रदायस्थः देवस्थानं गच्छति एवम् अन्यः पब् गच्छति नृत्यं कर्तुम् एषः प्रतिदिनम् सन्ध्यावन्दनादिकं ध्यानं योगं सर्वं करोति सः जिम् गच्छति जागिङ्ग् करोति एवं करोति सः सः पापौ पाकः उपाहार गृहाणि गच्छति एषः प्रसादं स्वीकरोति एवं भिन्नत्वं यद्वर्तते अस्य गुणः अगुणः दर्शितुम् इच्छामि अहं तत्रापि गुणः वर्तन्ते अत्रापि वर्तन्ते एतत् समायोजयित्वा अन्यः एकः कुटुम्बः भवितुं शक्यते वा इति किं कथं वा जीवनशैली भवेत् एकस्य इति प्रदर्शयितुम् एकं स्क्रिप्ट् अपेक्षते एवं कर्तुं भवतः किं किम् अपेक्षते अग्रे कथं गन्तव्यम् इति वक्तुं शक्यते वा अस्तु शक्नुमः इतोपि एकं चिन्तयाम्यहम् एकं सम्प्रदायस्कुल् सम्प्रदायस्थकुटुम्बं गत्वा पश्यामः तं सम्पर्कं कृत्वा ते कथं भवन्ति एकः अन्यः कथं तेषां जीवनशैली अस्ति इति सम्पर्कं कृत्वा पश्यामः वा तेषाम् अस्तु अस्मिन् मासे पञ्चदशदिनाङ्के गच्छामः अस्तु मिलामः अस्तु अस्तु धन्यवादः